गतेषु दशकेषु भारते नूतनतया उद्भूताः उद्योगप्रकाराः नाम इदानीम् अस्माकम् इदानीन्तनकाले बहवः यूटूबर्स् एवं कण्टेण्ट् क्रियेटर्स् ट्रेवेल् व्लो ब्लागर्स् सर्वे इदानीं दृश्यन्ते तर्हि तत्र अस्माकम् अस्माभिः नाम संस्कृतछात्राभिः कथं चा कर्तुं शक्यते इत्युक्ते तत्र विशेषेण अस्माकं शास्त्रस्य परिरक्षणार्थं रील्स् इति यदुच्यते इदानीन्तनं सर्वे पश्यन्ति तथा एकैकं विषयमधिकृत्य इदानीम् अधिकरणम् एवं यत्किञ्चित् एकम् एकस्य पुस्तकस्य परिचयः वा एतादृशम् एकं स्माल् स्माल् रील्स् कृत्वा अस्माभिः अप्लोड् कर्तुं शक्यते तथा सति तादृशग्रन्थानां न्यूनसमयेन अध्ययनं भवत् भवितुमर्हति एवम् अस्माकं भारतदेशस्य युवानः तादृश ग्रन्थादिकम् अध्ययनं कृत्वा नाम तादृश न्यूनसमये एव तादृश अध्ययनं कृतं चेत् यदि शक्यते तर्हि वर्षादिकं स्वीकृत्य तादृशग्रन्थानाम् अध्ययनमपि तैः कर्तुं शक्यते तस्मात् तत्र भारते युवानः तादृश आवश्यकान् पश्यन्तस्सन्ति